वस्तुतः मम मातृभाषायां रामायणस्य तथा च महाभारतस्य अनुवादाः नोपलभ्यन्ते इदानीं परं च अहम् उत्तरभारतीयः मध्यप्रदेशे मम जन्म अभूत् तत्र श्रीरामचरितमानसं तुलसीदासविरचितं श्रीरामचरितमानसस्य पारायणं भवति वस्तुतः अवधीभाषायां तल्लिखितं वर्तते

इदानीं यावत् मम या मातृभाषा अस्ति बघेलि न तस्यां भाषायां तु नोपलभ्यते नाम अग्रिमेषु कालेषु अहं प्रयासं करोमि यदि कर्तुं शक्नोमि चेत् करिष्यामि नमांसि